गणकीकृतकलायाः अपेक्षया सर्वदा मानवनिर्मितकला अत्यन्त उत्तममनोहरी च भविष्यति यथा हस्तनिर्मितं चित्रं वा भवतु शाटिकायां कृता कलाकृतयः भवतु तत्र भावना संवेदना च दृश्यते येन च तस्याः गुणवत्ता समीचीना विशिष्टा च भवति इति मम अभिप्रायः